आरोग्यविद्याविषये मया लेखनारम्भं कृत्वा अनन्तरम् त्यक्तवान् किमर्थं नाम संषयः आगतः अहं कथं प्रयोगं करोमि शारीरिक आरोग्य वा मानसिक आरोग्यविषये कथम् उपस्थापयामि यदि अहं सम्यक्रूपेण प्रयोगं कर्तुं न शक्नोमि प्रयोगविद्याविषये सम्यक्रूपेण आदौ ज्ञातव्यं तदनन्तरं आरोग्यविद्याविषये लेखनीयम् इति मया चिन्तितम्